अहं तु एवं मन्ये लघुव्यापारः इत्युक्ते पुष्पमाला व्यापारः तत्तु लाभदायकः अस्ति किमर्थं चेत् पुष्पाणि ये सन्ति तत्तु बहु सुन्दररूपेण प्राप्तुं अर्हन्ति तद्वारा पुष्पमालाविक्रयणेन ब बहु लाभदायकः अस्ति विशिष्टव्यापारस्तु औषधव्यापारः रोगग्रस्ताः मानवाः बहु सन्ति प्रपञ्चे तत् कारणादेव औषधव्यापारः बहु लाभदायकः इति मन्यन्ते मानवैः